मम जीवने इतिहासे आसक्तिकरः पात्रमस्ति श्रीरामः श्रीरामः सर्वत्र विजयः नाम माता पितरौ अपि प्रणमति केवलं पितृवचनाय आरज् गतवान् इदानींतन काले स्वार्थविषये स्वयं लघु लघु विषयाणां कृते सोदरो अपि कोलाहलं कुर्वन्ति तन्न इष्यन्ति परन्तु श्रीरामः असत्यं न वदति सत्यमेव भाषणं करोति सः विजयं प्राप्नोतिः विजयस्य गर्वं न दृश्यते मुदा विषत्तुं वरदा नाम तत्र आदर्शपुत्रः आदर्शपतिः आदर्शसेवकः आदर्शभ्रातुः तत्र इदानीं उपरि बहुनिर्धनम् आसीत् ताम् अपि बहु प्रेम्णा आलिङ्गनं कृतवान् तथा मानवरूपेण देवः बहुकार्याणि कृतवान् आसीत् सः तस्य राज्यनिमित्तं पुनः गन्तुं गत्वा राज्यपरिपालनं कर्तुं शक्यते परन्तु वयं एकं वचनं दद्मः अस्माकं देहं गच्छतु नाम मरणं भवतु नाम तत् निश्चयेन पालनीयं आङ्ग्लभाषायां वदन्ति ऐ सेड् अण्ड् ऐ डिड् ऐ केन् डू तत् केवलं श्रीराम एव आचरणं कृत्वा दर्शितमस्ति अतः श्रीरामः मम आदर्शजीवनं भवतु इति तथा अस्तु